राष्ट्र स्वयंसेवकसङ्घः यदा आगतः अस्माकं प्रदेशे सर्वं परिवर्तनं जातं किं किं नाम तत्र तु शाखा भवति समीचीनं गीतं वाचयन्ति समीचीनं दिनाङ्के किं किं नक्षत्रं किं किं योगः किं किं करणं तदपि वाचयन्ति तदुत्तरम् सर्वेषां कृते समाजिकव्यवस्था कथमस्ति नाम तत्र तु नूतन नूतन विद्यालये जा व वर्धमानं जातं तदुत्तरं वृद्धा वृद्धानां कृते तेषां तेषां कृते वृद्धाश्रमः बालकः यदि रूढ वृद्धाः सन्ति चेत् तास् तेषां कृते बालकेन्द्राणि तदुत्तरं यदि केषां केषां कृते गृहरहिताः सन्ति तेषां सङ्ख्या तु बहु अधिका जायमाना अस्ति तदुत्तरं यदि तेषां कृते निवासस्थानम् अपि लब्धं य एतावत् अस्माकं ग्रामस्य परिचयः